नमस्ते स्वीगि अहं श्रीकृष्ण उपाहारमन्दिरतः पाव भाजि आर्डर् कर्तुम् इच्छामि परन्तु मम पेमेण्ट् श्टक् जातम् अतः आर्डर् स्थापयितुं न शक्नोमि कृपया साहाय्यं कुर्वन्तु